अहं यत् ड्रिल् मिशिन् स्वीकृतवान् बहू सम्यक्तया कार्यं करोति बहु लघु अपि अस्ति भारः अपि नास्ति बहु सम्यक्तया कार्यमपि करोति भित्तेः उपरि यदा अहं ड्रिल् कर्तुं स्थापितवान् बहु सम्यक्तया कार्यं कृतवान् अहं बहु सन्तुष्ठवान् तस्य हेण्डल् अपि बहु सम्यक् अस्ति बहु तुष्टवान् अहम् धन्यवादः